अहं अधिकतया केण्डिड् चित्राणि स्वीकर्तुम् इच्छामि पोस् चित्राणि यानि भवन्ति तत्र मम तावती आसक्तिः नास्ति केण्डिड् चित्रेषु एव मम आसक्तिः ते तत्र कार्यं कुर्वन्तः भवन्ति अहम् इतः चित्रम् स्वीकुर्वती भवामि यदि तेभ्यः ज्ञायते अहं चित्रं स्वीकरोमि इति तर्हि केण्डिड् चित्रेषु यत् सौन्दर्यं वर्तते तदपगच्छति ततः अनुक्त्वा अहं चित्राणि स्वीकुर्तुम् इच्छामि अपि च एतावता गृहितानां छायाचित्राणां विषये वक्तव्यं नाम प्रकृतिचित्राणि यानि सन्ति तानि बहु सम्यक् स्वीकृतानि सन्ति अपि च मनुष्याणां अपि केण्डिड् चित्राणि बहु सुन्दरतया स्वीकृतानि सन्ति अहमपि पोस् अपेक्षया केण्डिड् एव इच्छामि नाम मम चित्राणि अपि केण्डिड् रूपेण एव भवन्तु इति अहमपि इच्छामि